अहं सामान्यतः सर्वत्र प्रवासं करोमि कदाचित् समीपं भवति कदाचित् दूरं भवति प्रवासमये बहुधा सामान्य बहुधा समस्याः तु अधिका नः अभवन् एकवारं सम्मस्ये जाता आसीत् यदहं रेल् यानेन प्रवासं कुर्वन् आसम् अहं गच्छन्नासं तमिल्नाडु प्रदेशं गच्छन् समये भिन्नम भिन्नमेव यानं गृहीत्वान् याने तु उपविष्टवान् उपविष्टवान् किन्तु यानं यदा प्रस्तितं स्थानकं द्वयं गतं तदा ज्ञातं यत् मम स्तत् मम तु यानं भिन्नमेव अस्ति टि सि जनाः तत्र आगतवन्तः ते यदा चिटिकां पृष्टवन्तः अहं चिट्टिकां दर्शित्वान् मम समस्याम् अहं तत् ताम् उक्तवान् ते जनाः वदन्ति ते जनाः अवगतवन्तः किम् अभवन् इति अनन्तरं ते माम् अधः अवतीर्य अग्रे गतवन्तः पुनः पुनः प्रवासं कृत्वा पु स्वप्रदेशम् आगतवान् एषा समस्या तु अन्यराज्ये अभवत् यदि तत् सा एव समस्या यदि अस्माकं राज्ये यदि अभविष्यत् तर्हि सा तथा उत्तमः अनुभवः अभविष्यत् इति अहं वक्तुं शक्नोमि धन्यवादः